इण्टीरियर् डिसैनिङ्ग् कम्पेनि वा ओ तर्हि अहमिदानीम् अत्र कोयम्बत्तूर् नगरे एकस्मिन् प्रदेशे नूतनगृहं निर्मितवानस्मि अस्य किञ्चिद् आहत्य गृहस्य पाकशालायाः स्वागतप्रकोष्ठस्य सर्वस्य अपि किञ्चित् डिसैनिङ् इत्यादिकं करणीयमस्ति तद् विषये विचारं शक्नोमि वा मम प्रायशः गृहस्य आकारः एवमस्ति थौसण्ड् टु हण्ड्रेड् फ़ीट्स् तत्र गृहस्य आकारः अस्ति मम तु गृहे शयनप्रकोष्ठत्रयम् एकः स्वागतप्रकोष्ठः एकः प् पूजाप्रकोष्ठः एका पाकशाला अनन्तरं किञ्चित् मात्रेण सिट्टौट् इति बाल्कनि इति वदामः तदस्ति इदानीं मम आहत्य किञ्चित् इण्टीरियर् र्डि डिसैन् विषये किञ्चित् ज्ञातव्यमस्ति भवन्तः कीदृशडिसैनिङ्ग् कुर्वन्ति मम तु मम तु आहत्य पूर्ण तत्र विद्यमानसर्वेषां प्रकोष्ठानामपि तत्र इण्टीरियर् डिसैनिङ्ग् आवश्यकमस्ति आं तत्र कपाटिकाः तत्र शोकेस् इति यद् वदामः तद् तस्य डिसैनिङ्ग् अनन्तरं मुख्यतया पाकशालायां यक्तिञ्चित् वस्तु तत्र पात्रं बहिः न यथा न स्यात् तथा किञ्चित् डिसैनिङ्ग् करणीयम् अनन्तरम् अलङ्कारयुक्तदीपानामपि किञ्चित् तत्र करणीयमस्ति

मम पाकशालायाः आकारः एवमस्ति प्रायशः तत्र टेन् इण्टु सिक्स्टीन् फ़ीट् इति तत्र भवति किल हा एवमस्ति ब्रोड् तु टेन् फ़ीट् अस्ति दीर्घं तु सिक्स्टीन् फ़ीट् अस्ति तादृशः आकारः अस्ति

हा इदानीन्तनकाले वा भित्तिषु वाल् स्टिक्कर् इति सर्वम् इदानीं निर्माणं कुर्वन्तः सन्ति तत्सर्वं भवन्तः लेपयन्ति वा कथं नो चेत् केवलं वुड् वर्क् तदपि भवन्तः कुर्वन्ति वा कथम् इति ओ पेण्टिङ्ग् इत्यादिकं भवन्तः कुर्वन्ति किल तर्हि अस्माकं सांस्कृतिक एतद् पेण्टिङ्ग् इत्यादिकं किञ्चित् हाल् मध्ये अनन्तरम् अस्माकं पूजा प्रकोष्ठे सर्वं करणीयं भवति तर्हि भवन्तः तत्सर्वं कर्तुम् इदानीं मया यद् उक्तं हाल् मध्ये एकं तु शोकेस् इव एकम् अनन्त्र टि वि स्टाण्ड् इत्यादिकं तत्र कर्तुं योग्यमेकं स्थानम् अनन्तरं पाकश्लायां पूर्णतया तत्र इण्टीरियर् वर्क् अनन्तरं सम्पूर्णवुडन् वर्क् अस्माकं पूजा प्रकोष्ठे च भवेत् तर्हि आहत्य कति रूप्यकाणि भवन्ति इति व भवन्तः वदन्तु आम् एवं तर्हि तन्निमित्तं भवतां हस्ते चित्रमित्यादिकम् अस्ति वा पूर्वं कृतं हा तद् अहमेकवारं साक्षादागत्य मम आवश्यकतानुसारं द्रष्टुमिच्छामि तर्हि तद्भवन्तः कुर्वन्ति वा तर्हि उत्तमं तर्हि अहं श्वः सायङ्काले सायं पञ्चवादनानन्तरं अहं गृहजनैः सह आगच्छामि आगत्य पश्यामि धन्यवादः धन्यवादः